तान्त्रिकज्ञानस्य उपयोगेन अस्मान् परितः जनैः सह संवादस्य मार्गः कथं परिवर्तनं जातं नाम वयं प्राक् किमपि मम मातुः आनीय तत् पार्श्वे गृहं भवति तत्र गत्वा किं कं फलानि वा किमपि आनयतु इति वदति सः सा तदानीं तु एवमेवं वाक् कृत्वा अयं गच्छन् आसन् तत्र पार्श्वे जनाः वृक्षाः एवं सर्वं दृष्ट्वा समीचीनतया वायुं स्वीकृत्य एवं सर्वं दृष्ट्वा एञ्जाय् कृत्वा गच्छन् आसन् तेषां गृहं प्रति अनन्तरं तत्र गच्छामः चेत् अहं पृ पृष्ठ्वा तत् स्वीकरणसमये ते यतः मम कृते बहु चाक्लेट्स् वा सर्वं इदम् शर्करां वा एवं सर्वं यच्छन्तः सन् मम कृते तु तत् बहु रोचते अनन्तरं पुनः आगत्य मम कृते मम मातुः माता मातुः कृते यच्छामि चेत् ते तु इतोपि किमपि यच्छन्तः आसन् शर्करा वा एवमेव सर्वे सीट् वा एवं वा यच्छन्तः आसन् सा सापि अनन्तरम् इदानीं कथं जातं नाम फ़ोन् मध्ये एवं नाम मातुः कृते किमपि अपेक्षते पार्श्वगृहं मध्ये आनयति एवं न वदति आर्डर् कुरोतु भोः शीघ्रमिति वदति मम मातुः आर्डर् करोमि सः आगच्छति आर्डर् यच्छति गच्छति तावदेव किम् तत्र मध्ये सम्बन्ध एव किमपि नास्ति सः आर्डर् अगच्छति आर्डर् स्वीकृत्य अन्तरम् अस्माकं गृहं प्रति आनयति अनन्तरं दत्वा पुनः धनं स्वीकृत्य गच्छति तावदेव अन्यत् किमपि न भवति इदं सर्वं परिवर्तनं जातमस्ति अनन्तरं सामाजिकमाध्यमेन जनानां समीपं गतं गन्तुं सहायं जातमिति मन्यते मन्यते शक्यते किमर्थं नाम यदि इदानीं तु सर्वस्य निकटे विद्या विद्या अस्ति वा नास्ति इति न ज्ञायते परन्तु सर्वं सर्वेषां निकटे तु दूरवाणी वा एवं

वर्धते एवमपि सम्बन्धः वर्धते तान्त्रिकेन अनन्तरं सामाजिकमाध्यमः मध्ये माध्यमानां केचन नकरात्मकपरिणामाः के सन्ति तथा कोपि न सन्ति किमर्थं नाम तथा सन्ति परन्तु तावत् जनाः न सन्ति किमर्थं नाम ते मज् सामान्यजनाः एतावत्तु जानन्त्येव मोबैल् किमर्थं यूस् कर्तव्यं एवं सर्वं जानन्ति किञ्चित् तादृशमूडाः कोपि न सन्ति परन्तु अस्ति चेत् क्या यदि लघुबालः कृते प्रागेव फ़ोन् स्वकीयं दत्तवन्तः मातुः पितुः ते तु भवन्ति एतादृशं असमीचतया जनाः परं तत् त्यक्त्वा अन्ये कोऽपि अन्ये सर्वेः समीचीनजनाः एव सन्ति